वस्तुतः अहं मार्गे गतम् आसन् तस्मिन् समये कदा घटना भवति चेत् अहं सम्मुखे दृष्ट्वा तद् घटनायाः सत्यम् इति अहम् अन्यपार्श्वे प्रकाशयितुं शक्यते अतः घटनायाः वृतान्तं मया यतो हि सम्मुखेन एव दृष्टम् तथैव हि अन्यपार्श्वे म भा भाषां प्रकाशयामि इत् चेत् तेनेव सत्यम् इति वक्तुं शक्यते परन्तु यद्घटना मया कदापि न दृष्टा तद् अन् अन्यात् श्रुता किं कस्यापि पार्श्वे वदामि चेत् तस् तद्घटना सत्या भविता वा असत्या भविता तत् मम् मम ज्ञानं तु नास्ति परन्तु मया किं तत् सत्यमिति मन्ये अन्यपार्श्वे वदामि चेत् तत् घटना सत्या नास्ति चेत् सः मां ताडयति ताडयितुम् अपि शक्यते अतः तत् या घटना साक्षात् दृष्टा तदेव वक्तव्याः यदि कदापि एतत् घटना मिथ्या अस्ति चेत् तद् अहं समाजे गत्वा वदामि चेत् समाजस्थिताः व्यक्तयः माम् ताडयन् ताडितुमपि शक्यन्ते अतः यः साक्षाद्दृष्टं तदेव अन्यपार्श्वे प्रकाशनीयम् इति अस्ति